नमस्ते हा हा सम्यक् सम्यक् वदतु अग्रे किं कार्यं अ एवं स्वच्छतां कुर्वन्ति चेत् धनं स्वीकुर्वन्ति वा का प्रेरणा केन प्रेरितम् आ ओ एवम् एवं कदा आरब्धम् अस्मा कदा कस्मिन् वर्षे प्रतिवर्षमपि कुर्वन्ति वा एवम् एवम् अत्र नेतारः के सन्ति अस्तु तस्य नाम एवम् एवं अह आग अनन्तरं के अल् अधुना निय एवम् एवम् अनन्तरं के सम्यक् सम्यक् कुत्र कुत्र स्वच्छतां कुर्वन्ति कियत्यः जनाः तत्र सन्ति एवम् एवं शतं जनाः सन्ति भोजनव्यवस्था अत्र सर्वं न मिलति भोजनव्यवस्था

युवानः कियत्यः सन्ति

एवं वा